सो विवाहादिषु बृहत्कार्यक्रमेषु च अधुना बृहत्परिमाणेन जलस्य व्यवस्थापनार्थं किं कुर्वन्ति इति प्रश्ने सति एकं तु यानेषु बहिस्थात् जलम् आनेतुं शक्यते यत् टाङ्कर् इति वदामः पुनः कृतककूपीषु जलम् आनयन्ति एतत् किञ्चित् व्ययः भवति परन्तु आधुनिकाः एतदेव इच्छन्ति इति कारणतः एतादृशव्यवस्थां कर्तुं शक्नोति